नमो नमः भवान् धन्राजः आम् आगच्छतु आम् आं भवान् लघु परिचयं ददातु कति वर्षाणां पूर्वं त्वं गुरुकुलं मध्ये असि आं तत्र तत्र वातावरणं कस्य कस्य कथं कथमस्ति भवतः भवतः गुरुकुलं नाम किम् आं कति कति वेद कति वेदाः सन्ति

यजुर्वेदे कति शाखाः सन्ति त्वं जानासि

कति मन्त्राः जाताः एकं मन्त्रं वदतु आं त्वं गीतायाम् एवं जानीमः न एकं गीताश्लोकं वदतु त्वम् अनुभवः अस्ति वा किं कारणं किं कार्यं मध्ये अनुभवः अस्ति भवतः गुरोः नाम किं भवान् गुरु भवतः गुरुः गुरोः नाम किं शाम् इति जातं श्वः त्वम् आगच्छ आं मिलामः